मम अधीतेषु प्रधानः जीवनपाठः महाराणाप्रतापस्य जीवनवृत्तेन प्राप्तः यतः महाराणाप्रतापेन यथा मुघलसाम्राज्येन सह संघर्षः अकारि राष्ट्रस्य संरक्षणाय सम्राट् सन्नपि भूमौ शयनं कृतम् तथैव दूर्वानिर्मितरोटिका च भक्षिता यथा तेन कष्टम् प्रसह्य स्वलक्ष्यं साधितं तेन अहम् अपि स्वलक्ष्यसिद्धये संघर्षं करोमि मया बाल्ये हितोपदेशाख्यग्रन्थः अधीतः तस्मिन् ग्रन्थे विद्यायाः महत्त्वं प्रतिपादितं वर्तते तत्र अज्ञानिबालकानां कृते पुरीशः इति उपमा प्रदत्ता तेन प्रेरितः भूत्वा मया अधीयते मम अधीतेषु प्रधानः जीवनपाठः सत्यं वद धर्मं चर तथा च श्रद्धावान् लभते ज्ञानं विद्ययामृतमश्नुते इत्यादि वाक्यान् श्रुत्वा स्वकीयजीवनमपि एतेषु वाक्येषु आधारितम् अस्ति